पुस्तकानि अस्माकं समीपे अत्र सेकेण्ड् ह्याण्ड् पुस्तकं भवति तत्र न्यूनातिन्यूनं मूल्यानि पुस्तकं क्रेतुं शक्नोति सामान्यतया पुस्तकानि क्रिणार्थम् अहं कुत्रपि न गच्छामि अस्माकं यः परिवारजनाः वा कुत्रचिदहं यदा मेलनार्थं गच्छामि तस्मिन् समये त तस्य गृहे यः पुस्तकानि सन्ति यत् अवश्यकं वा समीचीनं तत् पुस्तकमहं स्वीकर्तुम् इच्छामि इति वदामि चेत् तत् गृहतः ये सन्ति तेषां पठनार्थं दास्यति तत् स्वीकृत्य तत् पुस्तके किं किं बिन्दु अस्ति किम् आवश्यकमस्ति किं महत्वपूर्णमस्ति मम कृते वा अन्यजनानां कृते किं वक्तुं शक्नोमि एतस्य पुस्तकद्वारा अहं बिन्दुलेखनं करोति सेकेण्ड् ह्याण्ड् बुक् इत्युक्ते तत् स्वीकृत्य अस्माकं समीपे एव स्थापनीयम् परन्तु सेकेण्ड् ह्याण्ड् द्वितीयम् अपि अस्ति न्यूनति मूल्यं वा सामान्यं क्रीणामि चेत् अस्माकं पठनात् अनन्तरं कस्यचित् दास्यति चेत् अस्माकं तु एवं लाभः भवति इतोपि अन्ये ये सन्ति तेषामपि लाभः भवति यत् पठित्वा ते अपि किञ्चित् ज्ञातुं शक्नोति किं किं पुस्तकमध्ये किं किम् अस्ति इतोऽपि किं वदनीयं किं न वदनीयम् एतत् सर्वं पुस्तकमाध्यमेन बहवः सन्ति पुस्तकान् मध्ये अपि कथम् आचरणीयं कथं वदनीयं दिनचर्या इति इत्यपि पुस्तकानि सन्ति तदपि वा सन्ति